संस्कृतविषये वैशिष्ट्यं दृष्टं चेत् कटपयादि सङ्ख्याः इति कश्चन विषयः यदि कश्चन कविः स्वस्य कालं सूचयितुम् इच्छति चेत् स्वस्य श्लोके एव स्वस्य कालमपि गूढरूपेण वक्ति तदनन्तरम् अत्र बीजगणितमिति कश्चन ग्रन्थः लीलावतिः इति कश्चन ग्रन्थः तस्य गणितांशः अनेके उक्ताः एते सर्वे मया वैशिष्ट्यम् इत्येव स्वीकृताः तदनन्तरम् व्याख्याने ये ये क्लिष्टविषयाः सन्ति ते सर्वे अति सुलभरूपेण संस्कृते व्याख्याताः सन्ति इति वैशिष्ट्यं मया दृष्टानि सन्ति दृष्टम् अस्ति